मया बहुवारं पठितः ग्रन्थः नाम इष्टतमं पुस्तकम् अम्मयेळिद एण्टु सुळ्ळगळु इति एकं कन्नडं पुस्तकं कन्नडभाषया वर्तते पुस्तकं तत्र कुतः तादृशग्रन्थः मया पठितः नाम तत्र मातुः विषये ज्ञायते माता कीदृशी वर्तते इत्येवं रूपेण छात्राणां कृते स्वपुत्रपुत्री पुत्र पुत्रस्य कृते यत्किमपि अपेक्षितं अथवा किमपि दापनीयं वा अथवा किमपि कृत्वा दातव्यं चेद् तत्र सा कियद् कष्टमनुभवति इत्येवं रूपेण सविस्तारतया तादृशपुस्तके निरूपितं वर्तते तत्र अम्म एळिद एण्टुसुळ्ळगळु इति पुस्तकं कन्नडभाषायां वर्तते तत्र तद् पुस्तकं पुस्तकस्य नाम दृष्ट्वा एव वयम् अनुम् अनुमानं कर्तुं शक्नुमः तत्र अष्ट किम् असद्वचनानि सन्ति मा माता उक्तवती नाम एकत्र आपणे गत्वा किं गत्वा तत्र किं धनम् अदत्वा अनन्तरं यच्छामि धनम् इति इतुक्त्वा सा माता पुत्रस्य कृते यत्किमपि क्रीडितुं किमपि अपेक्षितं दत् दापयति गृहे तण्डुलं न भवति तदानीमपि सा माता तत्र अन्येषां निकटे धनं स्वीकृत्य गत्वा पुत्रस्य कृते एतादृशम् अपेक्षितम् इति कृत्वा सा गत्वा किं तस्य कष्टं कुत्रापि न प्रकटयति इत्येवं रूपेण अम्मयेळिद एण्टुसुळ्ळगळु इत्यपि अस्ति तत् पुनः भागवतं बहुधा पठितवान् अस्मि तत्र ऋषीणां नाम शौनकमहर्षि यः आसीत् सः तादृशवैराग्यपुरुषः आसीत् नाम सा सः किम् अहं ब्रह्मास्मि इत्यादि अखण्डार्थः नाम सः स्वयं ब्रह्मज्ञानी वर्तते नाम सा जीवन्मुक्तः आसीत् इति कृत्वा तत्र बहु रसाः वर्तन्ते पठितुम् अतः भागवतमपि आधिक्येन पठितवान् अम्म एळिद एण्टुसुळ्ळुगळु इत्येतत् इत्येतत् पुस्तकमपि बहुधा पठितं वर्तते